आम् अहं बालश्रमः क्रियमाणः बालं दृष्टवती अत्र बहु किमपि कारणं भवितुं शक्नोति कदाचित् तस्य परिवारस्य अर्थव्यवस्था सम्यक् न भवति चेदपि सः कार्यं कर्तुं शक्नोति तत्र वयं किमपि वक्तुं न शक्नुमः किन्तु यदि किमपि बहु भयङ्करं किमपि कार्यं भवति चेत् तत्र तस्य नियुक्तिः न करणीयं सामान्यः किमपि भवति चेत् तत् अस्तु चिन्ता नास्ति किन्तु वयं पश्यामः चेत् अस्माकं अनुच्छेदः नाम अस्माकं संविधानस्य अनुच्छेदः चतुर्विंशतिमध्ये उक्तं यत् चतुर्दश वर्षपर्यन्तं बालानां कृते नाम बालश्रमस्य निषिद्धता अस्ति नाम चतुर्दशवर्षपर्यन्तं बालानां कृते कार्यं कार्यं न दातव्यं किमपि कार्यं नाम मम आपणम् अस्ति अतः बालानाम् अहं कार्यं ददामि बालाः कार्यं करिष्यन्ति तेषां नियुक्तिः वयम् अहं करोमि कार्यं कर्तुम् इति अहं कर्तुं न शक्नोमि इत् इत्यस्य अनुमतिः संविधानः न ददाति नाम फ़्याक्ट्री इत्यादिमध्ये बालानां कृते चतुर्दशवर्षपर्यन्तम् ये बालाः सन्ति चतुर्दशवर्षीयबालानां कृते कार्यं कर्तुम् अनुमतिः नास्ति किन्तु तेषां कदाचित् किं भवति बहुसमस्या भवति परिवारे कुत्रचित् तो तत्र वयं ते स्वयमपि स्वेच्छया अपि आगच्छन्ति कार्यं कर्तुम् एवं प्रकारेण कोऽपि आगच्छति चेत् बालः बालाः आगच्छन्ति चेत् वयं तान् अस्माकं कार्यनिमित्तं स्थापयितुं शक्नुमः किन्तु बहु हार्ड् किमपि कार्यं वयं दातुं न शक्नुमः इत्येव